नमस्कारः भवतः भोजनालयात् अहं पञ्च रोटिकां षड् चूर्णाः आर्डर् कृतवती आसं किन्तु अधुना किञ्चित् अधिकम् अपेक्षते अतः अहं त्वं प्रार्थयामि यत् अष्ट रोटिकाम् अष्ट चूर्णाः एवं च एकां स्थालिकां मां प्रेषयतु इति